चतुष्ष्ठीकलासु अन्यतमा कला वर्तते शिल्पकला इति यः शिल्पकलां जानाति तस्य मनः बहु शान्तं भवति इति प्रतितिः वर्तते यस्य मनः शान्तः भवति सः किमपि कर्तुं शक्नोति इति सः स्वस्य शरीरस्य उपरि नियन्त्रणं कर्तुं शक्नोति अतः अस्माकम् आरोग्ये अपि हानिः न भवति यदि अस्माकं मनः शान्तः अस्ति चेत् अतः यस्य मनः शान्तः वर्तते सः एव शिल्पकलां पठितुं शक्नोति अपि च इदानीन्तनकाले शिल्पकाराः बहु अति न्यूनाः वर्तन्ते किन्तु प्राचीनकाले तु बहवः शिल्पकाराः आसन् किन्तु इदानीन्तन किमर्थं शिल्पकाराः आधिक्येन न ल न लभ्यन्ते किमर्थमिति चेत् तेषां मनसि विकाराः जाताः सन्ति तेषां मनः शान्तं न वर्तते अतः तेषां शिल्पकारः यथा भवेत् तथा तेषां भवितुं योग्यता नास्ति अतः इदानीन्तनकाले शिल्पकाराः अति न्यूनाः सन्ति प्राचीनकाले कथम् आसीत् तेषां तथा योग्यता आसीत् भवितुं तेषां मनः शान्ताः भवन्ति स्मः सर्व सर्वदा अतः ते शिल्पं शिल्पकलां पठितुं योग्याः आसन् तेषां सकाशात् कथम् अस्माभिः प्रेरणा स्वीकर्तव्या इति चेत् ते भगवतः चित्रं दृष्ट्वा पाषाणेन तेषां स्वरूपं निवारयन्ति इति पाषाणे केवलम् एकं पाषाणमेव भवति ततः भगवतः चित्रं निर्मा निर्मान्ति एवमेव ते यत्किमपि चित्रं भवतु तेषां ते तथा उत्कृष्टरूपेण चित्रणं चित्रणं कुर्वन्ति तद्वदेव अस्माकमपि भवेत् शान्तः मनः अस्ति चेत् तर्हि वयं किमपि कर्तुं शक्नुमः एवं शान्तः मनः अस्ति चेत् तर्हि वयं बहु किमपि कर्तुं शक्नुमः अस्माकं शरीरस्युपरि अस्माकं मनसः नियन्त्रणं भवति चेत् वयमेव संसारे श्रेष्ठः इति